प्रतिदिनं साहाय्यं क्रि क्रियमाणः आप् वाट्साप् एव तद्वारा अहं मम बान्धवाः मित्राणि समीपं सम्भाषणं करोमि तत्र बहु सुलभं तद् बहु सुलभमस्ति तदुपयुज्य वयं द्व ध्वनिमुद्रणम् प्रेषितुं शक् शक्नुमः नो चेत् उट्टङ्कनम् आङ्ग्लभाषया तमिळ्भाषया कीबोर्ड् परिवर्त्य संस्कृतभाषया वा तदपि सन्देशं प्रेषितुं शक्नुमः किमपि परिवर्तनं करणीयं चेत् इदानीं तत्र सौकर्यमस्ति एडिटिं एडिट् कर्तुं निष्कासन निष्कासनार्थमपि अस्ति सौकर्यमस्ति तदेव प्रातः आरभ्य रात्रिः निद्रापर्यन्तं तदेव एप् उपयोगं कृत्वा कार्यं करोमि किमपि मुख्यविशेषं विश् मुख्यविषयः वदनीयं चेत् आह्वानसौकर्यमपि अस्ति एकं वा स् एकं समूहं वा आह्वाय आहूय सम्भाषणं कर्तुं सौकर्यमपि अस्ति इति कारणात् वाट्साप् एव मम विशेषम् आप् अस्ति मम साहाय्यं कर्तुं विशेषम् आप् अस्ति